किमपेक्षितं कीदृशं वस्त्रमपेक्षितम् आगच्छन्तु अन्तः कीयत् परिमितिः उत आह ओ एवं वा सम्यक् सम्यक् तत् अत्र दर्श्यते परन्तु परिमितिः उच्यते चेत् सम्यक् भवति स्म

एव् एव् एवं वा आहा एवं वा तत् किं किम् अपेक्षितं युतकम् अर्धोरुकं

एवं वा सर्वमपेक्षितं वा अस्तु अस्तु आम् यत् आगच्छन्तु अन्तः अत्र आगच्छन्तु अत्र दर्शयामि

पश्यन्तु अत्र एतादृशी ए अत्र एतादृदशवस्त्राणि सन्ति तत्र कः वर्णः अपेक्षितः किं वर्णमपेक्षितं अत्र कीदृशवर्णं एवं वा हरितवर्णं पुनः एवं वा द्वयं वा तादृशं वा अस्तु आ हा हा हा एवम् एवं अत्र आ तद्वत् तद्वत् एवं वा अस्तु आ आ सैज़् वदन्ति वा एवं मिडियं सैज़् वा आ अस्तु अस्तु दर्शयामि आ पश्यन्तु इदम् इदं सम्यक् वा युतकं पश्यन्तु एवं वा अस्तु इदं इदं मास्तु इदं अन्यत् कलर् अस्ति इदम् इदं पश्यन्तु रक्तवर्णीयमस्ति आ एवं वा आ अस्य चतुश्शतं अस्ति अस्तु किञ्चित् डिस्कौण्ट् भवति टेन् पेर्सेण्ट् डिस्कौण्ट् अस्ति एवं वा एवं वा त् चतुश्शतमस्ति पुनः तत् टेन् पर्सेण्ट् डिस्कौण्ट् अस्ति खलु सैज् किञ्चित् न्यूनं भवति भवतु वा एवम् एवं वा अस्तु अस्तु आ इदं युतकं भवतु वा आम् अस्तु एकं पुनः प्याण्ट् आं कियत्

कार् कार्पासस्य वा एवमेवम् एवं ह्म् अस्तु दर्शयामि प्याण्ट् सैज़् वदन्ति वा तर्टि टु वा द्वा द्वा त्रिंशद्वा आं द्वात्रिंशत् मध्ये पश्यामः पश्यन्तु इदानीम् इदं ब्ल्याक् कलर् अस्ति इदं कृष्णवर्णीयमस्ति एवं वा कृष्णं आम् इदं भवतु वा अथवा अस्मिन् आम् अ अस्तु इदम् आम् आ एवं वा आ एतावदस्ति पुनः अन्तर्वस्त्रं स्वीकुर्वन्तु अन्तदृश् अन्तर्वस्त्रमेकमस्ति हा प्रायः एतत् आं द्वयं प्याक् करोमि वा अस्तु अस्तु अस्तु धन्यवादः ह्म् आहत्य सहस्रं जातं अस्तु अस् हा अस्तु बिल् अपेक्षते वा अस्तु यच्छ धन्यवादः